हा तत्र पशूनां चरणाय हरिततृणानि भवन्ति एव ग्रामः इति कृत्वा हरिततृणानि नाम अनेकविधानि भवन्ति तत्र च केचित् दुष्टतृणानि अपि स्युः पशुभ्यः सर्वं दातुमपि न शक्यते दृष्ट्वा किं दातव्यम् इति चिन्तनीयं हरिततृणानि सर्वत्र उपलभ्यन्ते यदि पशवः चरणार्थं गच्छन्ति तर्हि तत्र प्लास्टिक् ग्लास् इत्यादीनि अपि भवन्ति अतः पशवः तत् खादित्वा अनारोग्यपीडिताः अपि कदाचित् स्युः अतः यदि अस्माभिः परिश परिसररक्षणं क्रियते तर्हि अस्माकं पशवः अपि सम्यक् भवन्ति अस्माकं धनमपि व्यर्थं न गच्छति